अहं सारमेयस्य स्वामी अस्मि मम सारमेयस्य नामः शेरु इति

प्रतिदिनं मम साकं विहारार्थे उद्यानं प्रति आगच्छति मध्याह्नकाले अहमेव तस्मै भोजनं ददामि सायङ्काले पुनः एकवारं विहारार्थे तेन साकम् अहं गच्छामि प्रतिभानुवासरे तस्य स्नान अहमेव करोमि